बैक् प्रवासे मया अधिका समस्याः न अनुभूताः एकमेव समस्या असीत् ट्राफिक् इति मैसूर् बेङ्ग्ळूर् मार्गेषु वयं जानीमः एव अधिकट्राफिक् अस्ति तदेकमेव मया अधिकतया समस्यारूपेण अनुभूतम् अतः वयं तत् कथं निवारणीयमित्युक्ते ट्रा पीक् अवर्स् इति भवति तस्मिन् समये बहिः न गन्तव्यं यदा ट्राफिक् न्यूनं भवति प्रातः काले शीघ्रम् उत्थाय गन्तुं शक्यते तादृशं कर्तुं शक्नुमः अथवा इदानींतनकाले तु गूगल् मेप्स् अस्ति एव तत्र द्रश्टुं शक्यते कस्मिन् मार्गे ट्राफिक् अधिकम् अस्ति कुत्र न्यूनम् अस्ति क किं कः मार्गः सुलभतया गन्तुं शक्यते कुत्र अधिकसमयं भविष्यति इति सर्वं वयं पूर्वमेव दृष्ट्वा तदनुदुणम् अस्माकं रैड् वयं प्लान् कृत्वा गन्तुं शक्यते वायुगुणप्रकोशः प्रकोपः तु इदानींतनकाले सर्वत्र अस्ति एव तन्निमित्तं वयं हेल्मेट् धरणम् अथवा मास्क् धृत्वा सन्स्क्रीम् तादृश सर्वम् अप्लै कृत्वा बहिः आगन्तुं शक्नुमः